हरि ओं नमस्ते शुभसन्ध्या श्रूयते वा मम भगिनी अग्रिम शिवरात्रौ अपरस्मिन् दिने अस्माकं गृहे वा अत्र सत्यनारणपूजा अस्ति भगिनी अत्र तत्र क्षीरम् आवश्यकं क्षीरसम्बद्धं पुनः पानीयम् अपि आवश्यकं भवति अस्ति वा भवताम् आपणे

ओ हो ओ हो पुनः

बहु समीचीनम् अस्माकं सामान्यं तत्र हरित पेटिका मध्ये भवति खलु तत् हरित पेक् तादृश ग्रीन् इदं तत् अधिकम् आवश्यकं भवति पुनः पेयार्थं तत्र इदानीं सर्वत्र किमपि किं रसायनं फलरसायनं तत्र ज्यूस् यच्छन्ति खलु तादृश क्षीरसम्बद्ध उत्पन्नं क्षीरम् उत्पन्नानि पेयानि सन्ति वा

ओ समचिन्नं समीचिनं

ओ हो तक्रमपि अस्ति बहु समीचीनं पुनः तत्र क्षीरोत्पन्नं तत्र मधुराणि सन्ति वा इति इदानीं धार्वाड् पेडा इत्यादि तत्

गुल्कन्द् इति व किं वदामः तत्र हाल्बायि इति वदन्ति आल्बाय इत्यत्र तत्र ओ तत् नास्ति ओ हो हो शतजनाः आगच्छेयुः इति मन्ये प्रातः तत्र उष्णं न न प्रातः मास्तु तत्र क्षीरं भवति वयं तत्र कषायंं बादाम मिल्क् क्षीरपानं कुर्मः क्षीरपेयं मध्याह्ने चेत् भोजने सममे तत्र तक्रम् आवश्यकं पुनः मधुराणि आवश्यकानि भवन्ति भगिनी इदानीं मम गृहमस्ति तत्र त्यागराजनगरे न तत्रैव समीपे एव अस्ति विद्यापीठसमीपे एव अस्ति खलु भवतां तत्र आपणम् आपणः

ओ प्रेषणव्यवस्था अपि अस्ति वा इदानीं किम् इत्युक्ते तत्र किं किम् उत्पन्नानि भवन्ति तत् एकं किमस्ति वा आवली अस्ति वा एषा एषा एव वाट्सप् दूरवाणी सख्या

अस्तु अस्तु किञ्चित् धनं किञ्चित् न्यूनं भवतु भगिनी तादृशश्रीमान् अहं नास्मि सामान्यः अस्मि ओ हो समीचीनं तत्र नन्दिनीघृतमपि अस्ति खलु तदेव समीचीनम् अस्तु भगिनी एतादृश वस्तूनि आवश्यकानि तत्र किमित्युक्ते पञ्चविंशति न न षड्विंशति न न सप्तविंशतिदिनाङ्के अस्माकं गृहे तत्र पूजा अस्ति

किम् आवश्यकम् इति अस्तु भगिनी अस्तु धन्यवादः फ़ोन् पे कर्तुं शक्नोमि खलु धनं अस्तु अस्तु धन्यवादाः राम राम अस्तु मिलामः